मदधीतशास्त्रं व्याकरणमस्ति व्याकरणस्य ऐतिह्यं सुप्रसिद्धं विद्यते यद् अहमपि जानामि मच्छास्त्रस्य मुख्याः ग्रन्थाः अनेके सन्ति तत्र अष्टाध्यायी प्रमुखः ग्रन्थः अष्टाध्याय्याः रचना भगवता पाणिनिना लिखिता लिखिता अस्ति तथा च कात्यायनेन वार्तिका वार्तिकं लिखितमस्ति तथा च महाभाष्यम् अस्माकं व्याकरणस्य आकरग्रन्थः विद्यते अयं महाभाष्यम् आकरग्रन्थः भगवता पतञ्जलिना शेषावतारभूतेन लिखितो विद्यते अत्र तावत् अष्टाध्याय्यां प्रायः चतुस्सहस्राणि सूत्राणि वर्तन्ते तथा च सूत्रेषु य यत् किमपि अल्पत्वं दृष्टं कात्यायनेन तत् कात्यायनेन तावत् पूरितं ताच्छत्वमीमीति वाच्यम् इत्यादीनि वार्तिकानि कात्यायनेन विलिखितानि सन्ति तत्र अस्माकं सर्वप्रामाणिकःआचार्यः भगवान् पतञ्जलिः भगवता पतञ्जलिना तावत् वार्तिकान् वार्तिकानाम् अन्यथा सिद्धिः विहिता विद्यते अर्थाद अर्थात् यानि अपि वार्तिकानि विद्यन्ते तानि सर्वाणि अपि वार्तिकानि सूत्रेणैव तावत् पूरितानि भवन्ति अतः तानि तानि वार्तिकानि नावश्यकानि विद्यन्ते इति अस्माकं व्याकरणशास्त्रस्य प्रमुखः त्रयः प्रमुखाः त्रयः ग्रन्थाः सन्ति अष्टाध्यायी अथ च वार्तिकम् अथ च महाभाष्यम् भर्तृहरिणापि तावत् वाक्यपदीयग्रन्थः लिखितः विद्यते अथ च नागेशेन लघुशब्देन्दुशेखरः परिभाषेन्दुशेखरः बृहच्छब्देन्दुशेखरः इत्यादयः ग्रन्थाः लिखतास्सन्ति एते सर्वेऽपि ग्रन्थाः अस्माकं शास्त्रस्य सहायकाः सन्ति अस्तु